समीपस्थेषु महाविद्यालयेषु कामर्स् सैन्स् आर्ट्स् इति पाठ्यक्रमाः वर्तन्ते छात्राणाम् अग्रे अध्ययनार्थम् अन्यत्र गन्तव्यमिति नास्ति अत्रेव महाविद्यालये सम्यक् पाठयन्ति पुनात्र प्रयोगशाला अपि अस्ति शिक्षकाः अपि सम्यक् पाठयन्ति सम्यक् पाठयन्ति पुनः पाठ्यक्रमाः अपि सम्यक् सन्ति परीक्षा अपि भविष्यन्ति स्पर्धात्मकपरीक्षा अपि भविष्यन्ति नेट् इत्यादि क् कृते कक्षा अपि भविष्यन्ति व्यवस्थापि सम्यक् अस्ति ग्रन्थालयः शौचालयः आसन्दाः अपि च सम्यक् सुव्यवस्था अस्ति अन्यत्र गन्तव्यमित्येव नास्ति अत्र प्रवेशपरीक्षा भविष्यति तदनन्तरम् पाठाः आरभ्यन्ते पाठ्यक्रमाः अपि उत्तमरीत्या अस्ति